हा हरिः ओं वदतु

अवश्यम् अक्ष् अवश्यं हा अधुना अधुना नूतनतया आगतं विभिन्न विभिन्न आभरणानि अस्माकं समीपे विद्यन्ते नूपुरं विद्यते कटिकृते बध्नन्ति खलु कटिपट्टिं तदपि विद्यते पुनः हा मेखला हा सापि विद्यते एवं विभिन्न आभरणानि भवत्यः यदि एकधा पश्यन्ति तर्हि भवतीनामपि ज्ञायते

अवश्यमेव दृष्ट्वा न स्वीकृत्य एव दीयन्ते

ओ एवम् एवं तर्हि किं प्रयोजनं मम समीपे एव स्वीकृत्य गच्छति चेत् तवापि मम विवाहं खलु अहं कथं धनं स्वीकरोमि न न तथा किमपि नास्ति इदं तु व्यापारमस्ति किञ्चिदपि इतस्ततः न भवेत् नो चेत् मम कृते एव नष्टः अतः लाभः करणीयः खलु एवं भवती कस्य विवाहं वा क विवाहं वा करोतु तस्य विवाहं प्रति वा स्वीकरोतु वित्तं धनं दत्वा एव

न तथा किमपि कापि डिस्कौण्ट् किमपि न वर्तते यथा मौल्यं यथा अस्ति तथेव यच्छामि

यदि भवती एकदा पश्यति तर्हि भवत्याः कृते अपि एकं दृष्टिकोनं भवति किं किं स्वीकरणीयं तदपि समारम्भे विवाहमहोत्सवः न पञ्च कार्यक्रमाः भवन्ति तत्र मेहेन्दिकार्यक्रमः अरिशिणकार्यक्रमः सो तस्मिन् काले यत् सम्यक् सूट् भविष्यति तद् भवती स्विकर्तुं शक्नोति खलु

ए इत् अस्तु अस्तु

हा अस्तु अस्तु रां राम् अस्तु आगच्छतु आगत्य वीक्ष्य गच्छतु रां राम्